धीरोदात्तादि अवस्थानुकाराः चतुर्विध अभिनयेन तादात्म्यपतिः नाट्यं तदेव नाट्यं दृश्य मानतया रूपम् इत्युच्यते तत्र नटे रामादि अवस्थारोपणवर्तमानत्वाद् रूपकं भवति रसानाश्रित्य वर्तमानं रूपकं दशप्रकारकं भवति यथा नाटकमथप्रकरणं भाणव्यायोगसमवकारडिमः ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश तत्र रूपकस्य आदौ विघ्ननिवारणाय नान्दी अनिवार्यतया विधेया नान्दीलक्षणं यथा आशीर्वचनसंयुक्ता स्तुतिर्यस्मात् प्रयुज्यते देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता माङ्गल्यशङ्कचन्द्राब्जकोककैरवंससिनीपदैर्युक्ता द्वादशभिः भिर्वापदैरुत अर्थात् सुरब्राह्मणराजादीनाम् आशीर्वादवाक्यसहिता गुणकीर्तनम् अनुष्ठीयते तस्मात् हेतोः नान्दी इति संज्ञा अनन्तरं सूत्रधारः नाटके अभिनेतव्यनाटकादेः प्रथमं नृत्यशालाम् अन्तरा यानि या निवारणाय नटः पूर्वरङ्गं प्रकुर्वन्ति तत्र यः प्रधाननटः भवति सः सूत्रधारः वर्तते अनन्तरम् अङ्कम् अङ्के साधारणतया बहवः मनुष्याः नायकाः भवन्ति अत्र स्थायी करुणरसः बहूनां स्त्रीणां परिदेवितम् अर्थात् वीलापः भवेत् कविः प्रसिद्धं वर्णनीयम् इतिवृत्तं स्वमतिं विस्तारयेत् अस्मिन् अङ्के बाणवत् सन्धिँ कृत्वा अङ्गानि भवेयुः वीचनेन सङ्क्रामस्य विधेयः निवेदवचनं कविः वक्तव्यमिति यथा सन्मिष्ट ययाति विष्कम्भकं यथा अतीताः आगामिनः कथाभागः तेषां ज्ञापकः सः विष्कम्भक यः अङ्कस्य आदौ प्रकाश्यते